अहं मम माता पितरं अन्धविश्वासेन दृढतया विश्वसामि किमर्थमित्युक्ते ते मम विषये नितराम् अत्यन्तं उत्तमतया चिन्तयन्ति तदर्थम् अहम् तम् अत्यन्तं विश्वसामि एवं च मम पतिम् अपि विश्वसामि यतोहि सः अपि नितरां सर्वदा मम विषये एव चिन्तयन्ति उत्तमतया तदर्धम् अहम् अंधविश्वासेन मम पतिं पीतरं च विश्वसामि